नमस्कारः ह्यः एव अहं चालकम् अवदन् प्रातः आगन्तुम् इति प्रातः पञ्चवादने मम गमनम् अहं निश्चितवान् आसम् इदानीं दूरवाणीं कृते सत्यपि न उन्नयति अहं बहुवारं दूरवाणिम् अकरवम् अहं मम कुटुम्बेन सह यात्रा निश्चयामि स्म सः चालकः दूरवाणिं न उन्नयति प्रातः पञ्चवादनादारभ्य अहं प्रयासं करोमि का समस्या अस्ति इति वदतु अधुना चालक अनन्तरं प्रेषयन्तु अद्य सायङ्काले एव तत्र गन्तव्यमस्ति अतः ये गौरवरू गौरवरूपेण कार्यं करोति तान् प्रेषयन्तु वृद्धजनाः अपि मया सह यात्रां कुर्वन्ति अतः कार्यं तु सम्यक् करोतु विलम्बं विना चालकानन्तरं प्रेषयन्तु